मम अत्यधिकं कार्यं सङ्गणकमाध्यमेनैव भवति इति कारणेन लेखनाभ्यासस्य विषये विशिष्य प्रयत्नः करणीयः भवति तदर्थमहं अध्ययनसन्दर्भे ये मुख्याः विषयाः सन्ति यद्यपि तेषाम् उट्टङ्कनादिकं करोमि यथावकाशं पार्श्वे सर्वदा पुस्तकं लेखनीं च स्थापयित्वा यत्र यत्र आवश्यकता अनुभूयते तत्र तत्र तान् विषयान् लिखामि आरम्भे यद्यपि बहुक्लेशः आसीत् लेखने अक्षराणां परिमाणं बृहत् आसीत् क्रमेण लेखने सौन्दर्यं वेगः काचित् सूक्ष्मता च अपि आरब्धा